वयं योगक्षेम इति वदामः स्वास्थ्यरक्षणम् अनन्तरं रोगनिवारणार्थं किम् उपायाः के इति चेत् स्वास्थ्यरक्षणार्थम् उत्तमहव्यासा उत्तम अभ्यासाः करणीयाः यमनियमादिकं पालनीयम् अहिंसा अहिंसा सत्यम् अस्तेयम् इत्यादिकं तत् मनोरोगं जनयन्ति हिंसादयः तस्मात् यमाः नियमाः ते आवश्यकाः यथा साध्यं तथा परिपालनीयाः तदानीं किं भवति चेत् मनोरोगाः न भवन्ति स्वास्थ्यं भविष्यति अमी मिताहाराः अत्यन्तम् आवश्यकं यत् बहु खादति तत् बहुरोगाः भवन्ति स्वास्थ्यरक्षणार्थम् अनन्तरं रोगनिवारणार्थं वैद्यसहायः अननन्तरं वैद्य आयुर्वेदः उत्तमः तत्र गत्त्वा औषधाधिकं सेव्यम् स्वीकृत्य रोगान् निवारयितुं शक्नुमः स्वास्थ्यरक्षणार्थं प्रतिदिनं योगाभ्यासः अत्यवश्यकः इति मम अभिप्रायः